तमिल्नाडुराज्ये प्रसिद्धाः कलाप्रकाराः बहवः सन्ति सङ्गीतमस्ति नृत्यमस्ति बहवः सन्ति फ़ोक् विषये अपि अस्ति वंश श्रेण्याम् अनुसृत्यमित्युक्ते नृत्यं विषये धनञ्जयन् र शान्ताधनञ्जयन् श्रीधनञ्जयन् इति दम्पतिः अस्ति तस्य ज् धनञ्जयन् दम्पत्याः द्वौ पुत्रौ स्तः द्वितीयः पुत्रः अपि नृत्यं करोति बहवः वर्गाः प्रचलन्ति कलाक्षेत्रः इति चेन्नैनगरे प्रसिद्धः न नाट्य विश्वविद्यालयः अस्ति तत्र ते नाट्यं पाठयन्ति भारतीय संस्कृतिविषये बहवः नाट्यरूपेण बहवः डान्स् ड्रामा इति कृतवन्तः अस्मिन् देशे अपि विदेशे अपि गत्वा अस्माकं संस्कृतेः प्रचारणं बहु सम्यक् कृतवन्तः